मया तु अत्र साक्षात् धनं दातुं न शक्यते अतः अन्तर्जालमाध्यमेन यु पि ऐ द्वारा फ़ोन् पे गूगल् पे इत्यादिद्वारा अत्र मया धनं प्रेषयितुं शक्यते वा